इतः पूर्वम् अस्माकं क्षेत्रस्य एम् एल् ए आसीत् शबरीनाथन् सः तु बहु समीचीनः आसीत् सः यदा अहं बिरुदं मध्ये प्रथमश्रेणीं प्राप्तवती तदानीं गृहमागत्य अस्माकं कृते अनुमोदनं सर्वं दत्तवानासीत् बहु सम्यक् एव तेन सह व्यवहारं कृतवन्तः बहु समीचीनः अनुभवः इदानीं तु स्टीफ़न् अस्ति एम् एल् ए तस्य विषये अधिकतया न जानामि तेन सह कोऽपि अनुभवः अपि नास्ति एम् पी विषये वक्तव्यं चेत् अटूर् प्रकाशः अस्ति अस्माकम् एम् पि पूर्वमपि सः एव आसीत् सः अपि डिग्री मध्ये बिरदं मध्ये आचार्यामध्ये अपि यदा अहं समश्रेणीं प्राप्तवती तदानीं मम अनुमोदनं कृतवानासीत् सः अस्माकं समाजस्य कृते बहु सम्यक् व्यवहारं कृतवान् इतःपरं सः तु इदानीमपि तत्र मतदानं अस्मिन् मासे एव समाप्तं बहु अस्माकं प्रदेशस्य एव बहु समयं स्वीकृत्य तत्र निर्णयः जातः कः विजयी इति विषये किन्तु अन्तिमविजयः तु अडुर् प्रकाशः एव प्राप्तवान् इतः परम् अस्माकं समाजस्य कृते सः बहु सम्यक् कार्यं करोति इति विश्वासः अस्मिन् वर्तते